अस्माकं प्रदेशे सामान्यतया दीपावलीपर्वः अत्यन्तं वैभवरूपेण आचर्यते दीपावल्याः प्रातः वयम् अभ्यङ्गः कुर्मः इत्युक्ते शिरसि पुनः सम्पूर्णदेहस्य कृते तैलं स्थापयित्वा अनन्तरं शिरस्नानादिकं कुर्मः गृहस्य पुरतः रङ्गवल्ली संस्थाप्यते अनन्तरं विशिष्टभोजनमपि तस्मिन् दिने भवति छात्राः अत्यन्तम् उत्सुकतया नूतनवस्त्राणि सर्वं धृत्वा ते पटाके स्वीकृत्य सम्यक्तया खेलन्ति एतत् पुनः गोः पूजां कुर्मः वाहनपूजां कुर्मः पुनः बलिचक्रवर्तेः अपि घोषोद्गारङ्कुर्मः वयम् एतादृशरीत्या पुनः दीपं दीपं प्रज्वालयित्वा सम्यक्रीत्या दीपावल्याः आचरणं वयं कुर्मः